सर्वे जनाः मिलित्वा उत्सवं कर्तुं वर्तते तत्र गणेशः उत्सवः तत्र एवं जातेः मतभेदाः इति न भवति तत्र सर्वे आगत्य तत्र भक्त्या तस्य आचरणादिकं कुर्वन्ति आदौ आगत्य एकं केन्द्रमिति भवति तत्र आदौ सर्वत्र धनं सङ्गृह्य आपणं प्रति गच्छन्ति तत्र गणेशस्य मूर्तिं क्रीत्वा पुनः आगत्य तत्र केन्द्रे संस्थाप्य सर्वे एकमेकं दायित्वं स्वीकुर्वन्ति तस्य जलव्यवस्था आगतानां कृते पादरक्षात्यक्तम् एकत्र व्यवस्था वाहनव्यवस्था इत्यादिरूपेण सर्वत्र व्यवस्थाः तत्र कल्प्यन्ते तदुत्तरं सर्वं कार्यक्रमान् नाम समूहत्वेन धार्मिकं सामाजिकं कार्यं तु एकं गणेशोत्सवः भवितुम् अर्हति मया समुदायरूपेण उत्सवसिद्धता नाम मया पूजा सम्यक् जाय् ज्ञायते अतः चेत् पूजा यदि तत्र गणेशोत्सवे कर्तव्यं तर्हि मया तत्र पूजां स्वीक्रियते पूजां स्वीक्रियते तत्र पूजया सम्यक्तया यथा भक्तानां कृते प्रसादादिकं प्राप्येत् तथा पश्यामि अनन्तरं सङ्कल्पादिकं सम्यक् कारयामि यथा दर्शनानुकूल्यं देवस्य अलङ्करणादिकं नाम सर्वत्र एकत्वेन गच्छामि विभागादिकं तत्र कृत्वा न गच्छामि तत्र सामाजिकरूपेण इति उत्सवार्थं कार्यक्रमः द्वयमपि भवितुं शक्यते इदं पूर्वमपि आरब्धमासीत् गणेशोत्सवः अत्र स्वीक्रियते